हरिः ओं नमस्काराः कुत्र अस्ति महोदय आ अमोघः अस्मि कुत्र अस्ति महोदय आम् त भवान् कुत्र अस्ति अधुना आम् तत्र शीघ्रम् आगच्छतु परीक्षा दशवादने एव प्रारम्भं भवति खलु

तदेव प्रथमगोष्ठी अस्ति गोष्ठ्यां भवतः सर्वं सूचनां दीयते भवान् ब तत्र क पाकेट्मध्ये सर्वं भवति पत्रिका भवति तद् लेखनी भवति तां स्वीकृत्य भवान् तत्र प्रकोष्ठं गत्वा ये छात्राः भवान् ये छात्राः आगच्छन्ति खलु तस्य आल् टिकट् चक् करणीयं भवति पुनः तत् व ओटर् ऐ डि वा त तदपि चक्करणीयं स्पेलिङ्ग् मिस्टेक् अस्ति वा नास्ति वा तद् दृष्टव्यं भवति सः छात्रः तत्रैव पृष्टं यत् तस्य सङ्ख्या अस्ति तत्रैव सह उप उपविष्टं भवति यदि तत्र स्थानपलटनं भवति तत् पुनः कष्टं भवति खलु अतः भवतः दशवादने प्रश्नपत्रिका दीयते प्रश्नपत्रिकायां तत् सङ्ख्या भवति एकं द्वयम् सङ्ख्याद्वारा दातव्यं प्रथमम् इति इत्युक्ते एवं षड् पुनः अग्रतः पुन प्रथमतः षड् एवं दातव्यं भवति तत्र प्रश्नपत्रिका पूर्वमेव दातव्यं तरणार्थम् पञ्चदशनिमिषात्मकं पठनार्थं तत् समयः अस्ति भवान् वक्तव्यं पठतु इत्येव वक्तव्यम् अनन्तरे सार्धदशवादने तत्र उत्तरपत्रिका ददातु त उत्तरपात्रिकायां पबल कुर्वन्ति ते भवान् सहाय्यं करोतु कथं किं करणीयम् इति कुतः तत्र नेटिव् मार्क्स् भवन्ति नेतु भोजनात् यदा चत्वारः अङ्काः न्यूनं भवन्ति चेत् एकः अङ्कः गच्छति तत् बी फार्म्मध्ये यद् अब्सेण्ट् भवति खलु छात्राः तद्ब्सेण्ट् च छात्राः तत्र लेखनं भवति त जिस्टर्ड् नम्बर् ओ एम् आर् स नम्बर् तत्र भवति ऐ फ़ार्म्मध्ये भवान् अन्तिमपर्यन्तं प्रश्नपत्रे तत्रैव अस्ति इति त दृढीकरणपत्रं भवति हा आ भवान् ग घण्टानादः तत्र फलौप् करणीयं भवति भवति समया समयानु ह समयानुसारं भवति तत् करणीयमेव हा घटिः स्थापितास्ति स्थापितास्ति